सामान्यतः जनाः चित्रकलायाः शिक्षणे आदौ ये यान् दोषान् कुर्वन्ति ते यथा ते जनाः किं कुर्वन्ति सर्वादौ एव तत्र रङ्गैः चित्रं कर्तुम् इच्छन्ति अथवा तस्य रेखायाः सम्यक् अभ्यासं परिष्कारं च न कृत्वा साक्षात् एव रङ्गैः रङ्गयितुं ते इच्छन्ति येन किं भवति तत्र यत् स्केच् अस्ति ड्रायिङ्ग् कर्तव्यं तस्य सम्यक् अभ्यासं तस्य प्रशिक्षणं ते न प्राप्नोति एवं च केवलं रङ्गमाध्यमेन कर्तुम् इच्छन्ति अतः रङ्गे अपि तेषां तत्र तावत् अधिकारः न भवति एवं च स्केच्मध्ये अपि न भवति अतः तस्य परिहारार्थं तत्र सर्व सर्वप्रथमं तत्र अङ्कन्यैः सम्यक्तया अङ्कनीम् अङ्कनं कर्तव्यं यत्किमपि तत्र अङ्कनं कर्तुम् इच्छति तस्य सुष्ठुतया सम्यक्तया तत्र अङ्कनं स्केच् इति कर्तव्यं ततः परम् तत्र वर्णैः रङ्गैः वा तत् पूर पूरणीयं तत्रापि बहु अभ्यासम् अपेक्षते यावद् अधिकम् अभ्यासं क्रियते तावत् तत्र सम्यक् चित्राणि अङ्कयितुं शक्नय् शक्नोति